मम प्रवासकारणं अहं यदा नूतनप्रदेशं द्रष्टुं शक्नोमि अनन्तरं नूतनजनाः अपि परिचयं भविष्यति अनन्तरं रमणीयदृश्यानि द्रष्टुं शक्यते एतत् मम प्रवासस्य कारणानि अनन्तरं बहु प्रवासः मम कृते सन्तोषदायकः विषयः अनेकानि प्रदेशानि द्रष्टुं शक्यते अनेके जनाः तद्द्रष्टुं शक्यते नूतन परिसरे तत् जनस्य विषये किञ्चित् किञ्चित् विषयं ज्ञातुं शक्यते अनन्तरं नूतनप्रदेशे जनाः मिलन्ति तत्र तस्य समीपे सम्भाषणमाध्यमेन तद्बान्धव्यः अपि जायते अहं कुत्रापि यात्रा करोमि तत् मम पूर्वनियोजितयात्रा एव अनन्तरं नो चेत् असकृद्यात्राम् अहं न करोमि